कृषिः अपि एकविधं विज्ञानं तत्रापि अस्यां अस्मिन् काले बीजवपनं कर्तव्यम् अस्मिन् च काले फलमागच्छति इदम् एतावत्कालं स्वीकरोति वर्धनाय इति एवं निर्देशः वर्तते पुनः वृक्षेषु विभागः उच्यते तद्वत् ऋतुनिर्देशोपि अनेकत्र कृतः वर्तते अस्माकं क्षेत्रे सम्पूर्णं वर्षं अर्थात् आवर्षं इक्षुः भवति तत्र इक्षुः एकवर्षीयं एकं वर्षं यावत् तत्र क्षेत्रे भवति तस्य प्रायः नव मासानि अपेक्षितानि वर्धनाय एवं भिन्नसस्यानाङ्कृते भिन्नभिन्न ऋतुः भवति तत्र शाकादीनां प्रायः शैत्यकालः यः भवति स च कालः योग्यः इति भाति शिशिर ऋतुः अथवा शिशिर ऋतौ तेषां वपनं कर्तुं योग्यम् एवं वर्षादौ काले वर्ष ऋतुः तस्मिन् काले इक्षोः वपनं क्रियते एवं हरिद्रा हरिद्रायाः अपि वर्षा आरम्भकाले वपनं क्रियते तादृशानां व्रिह्यादिधान्यानां वर्षादौ एवम् अनेकेषां धान्यानां तावत् न्यूनजल अपेक्षा भवति तथा तेषां ग्रीष्मकालादौ अपि वपनं क्रियते तद् द्विदलधान्यानां